यदा अहं मम बाल्यकाले आसं तदा ग्रामे एकस्य गृहे एव दूरवाणी दूरदर्शनं वा स्थितदूरवाणी वा भवेत् अन्यथा पोस्ट् आफीस् मध्ये भवति तत्र गत्वा एव वयं दूरवाणीं कर्तुं शक्नुम अनन्तरं तेषां एकस्य गृहे एव दूरदर्शनम् आसीत् तत्र गत्वा पश्याम आनन्तरं किञ्चित् कालानन्तरं प्रतिगृहे दूरदर्शनम् आसित् तदेव बहु नूतनविषयम् अस्माकं कृते आनन्तरं यदा मम वर्धनं भवति तदा प्रतिगृहे दूरवाणी आसीत् लाण्ड् लैन् इति तत दूरवाणीं कर्तुं शक्नुम यदा अहं कार्यार्थं गतवती तदा एव जङ्गमदूरवाणी मोबैल् फोन् इति इति आसम् तत्र अहं कार्यमपि कृतवती अहं एलक्ट्रोनिक्स् मध्ये कार्यं कृतवती अत तत्र पेजर् इति आगतं पुन तत्रापि अहं कार्यं कृतवती यदा नूतन तन्त्रज्ञानम् आगतं तस्मिन् विषये अहं प्रथमं कार्यं कृतवतीति मम सन्तोषविषय अपि अनन्तरं फेक्स् आगतं तत्रापि अहं कार्यं कृतवती अहं सर्वीस् इञ्जिनियर् भूत्वा कार्यं कृतवति किञ्चित् कालानन्तरम् अहं ज्ञातवती एतत् इण्टेर्नेट् इति एकम् आगतं तद्वारा तस्मिन् द्वारा क क कम्पूटर् सर्वं कनेक्षन् कर्तुं शक्नोमि इति ज्ञात्वा तदपि अहं पठितवती सर्वीस् इञ्जिनियर् भूत्वा ते तत्र डेस्क्टाप् सर्वं कनेक्ट् कृत्वा एकस्मिन् लान् नेट् वर्क् मध्ये कनेक्षन् कथं करोमि इति पठितवती अनन्तरम् अन्तर्जालम् इण्टेर्नेट् द्वारा तत् कथं कनेक्षन् कर्तुं शक्यते तत् सर्वं नूतनविषया झटिति आगतं दशवर्षेभ्यं सर्वम् आगतं कथं परिवर्तनं शक्नुम एतत् एक कम्पूटर् त अन्यत् कम्पूटर् मध्ये कथं परिवर्तनं शक्नुम इत्यपि ज्ञातवति आनन्तरम् आगतं दूरवाणी केवलं दूरवाणी इति आसीत् दूरभाषानिमित्तं परन्तु झटिति दूरवाणी मध्ये इण्टर्नेट् अपि आगतं तत्र पोर्जि पैव्जि इति सर्वं इदानाम् अन्यत् लाप्टाप् वा किमपि न अवश्यकम् एकं दूरवाणी अस्ति चेत् सर्वाणि कार्याणि कर्तुं शक्नुम इति अह अहं मम बाल्यकालत तादृशं टेक्नोलजि मध्ये कार्यमपि कृतवती तत् विषये अहं किम् अड्वाण्टेज् अस्ति तत् अपि स्वादिष्टं कृतवति इति मम सन्तोषविषय